हरिः ओम् हरिः ओं वदतु आम् आं वदतु

सत् सत्यं सत्यम् अहमेव वदन्तु कृपया अहं तु मुख्यतः आङ्ग्लभाषां जानामि तेलुगुभाषा च हिदिभाषां त्रै त्रै भाषाम् अहं तु जानामि तत् ट्रान्स्लेशन्ं ह इङ्ग्लिश् त तेलुगु इङ्ग्लिश् त हिन्दी हिन्दीतः संस्कृतमपि जानामि संस्कृतं त क कर्तुं शक्नोमि मम अभिरुचिः मुख्यतया एतत् किम् ट्रान्स्क्रिप्ट् सन्ति ट्रान्स्क्रिप्ट् अनुवादः किम् कुत्रापि पब्लिकेशन् भवति सः अहं तत् करोमि मुख्यतः सैन्स् रिलेटेड् न बहु न करोमि किञ्चित् एव आ सामान्यः मुख्यतः सर्वभाषास्तु लिप्यन्तरं ट्रान्स्लिटरेशन् अहं तत्तु जानामि एप्स् सन्ति मम कम्प्यूटर् मध्ये ते ट्रान्स्लिटशन् अपि कुर्वन्ति लिप्यन्तरणम् आं मम अहम् एका अनुवादकोर्स् अकरोत् त्रिवर्षपूर्वं तन्मध्ये तु त्रिस्रः चत्वारि भाषायाः आङ्ग्लभाषातः तेलुगु आङ्गलभाषातः हिन्न्दी आङ्गलभाषातः संस्कृतम् अधिकं तु तत् किन्तु आपोसिट् अस्ति संस्कृतं तया आङ्गलभाषां तदपि अस्ति

न चिन्ता धन्यवादः